अहं केरलराज्यात् अस्मि इत्यतः तत्र तिरुवादिरकळी इति कश्चन नृत्यप्रकारः दृष्टवती अस्मि तत्र तु अयं नृत्यप्रकारः बहु प्रसिद्धः एषः नृत्यप्रकारः ओणं नाम पर्वदिने कुर्वन्ति तत्र किं मान्यता एवं वर्तते महाबलि दैत्यराजः महाबलिः इति आसीत् तस्य किं वामनावतारं स्वीकृत्य महाविष्णुः तं महाबलिं पातालं प्रेषयति अनन्तरं किन्तु महाबलिः तु बहू प्रजावत्सलः आसीत् सः प्रजानां हितकारी इत्यतः गमनसमये सः वामनावतारं स्वीकृतवन्तं महाविष्णुम् एकं वरं याचयते वर्षे एकं दिनं स्वस्य प्रजाः द्रष्टुम् आगमनस्य अनुमतिः इति वामनावतारं यः स्वीकृतवान् महाविष्णुः सः तं एतं वरं प्रयच्छति एवं प्रतिवर्षं महाबलिराजा स्वप्रजाः द्रष्टुम् आगच्छति इति विश्वसन्ति जनाः अतः तस्य आगमनस्य प्रतीक्षायां पूक्कळम् इति पुष्पैः रङ्गवल्लीं कृत्वा तस्याः रङ्गवल्याः परितः नृत्यं कुर्वन्ति महिलाः तस्य नृत्यप्रकारस्य नाम अस्ति तिरुवातिरकळि इति नृत्यसमये यां शाटिकां ताः धरन्ति ताः शाटिकाः अपि विशिष्टाः भवन्ति